मम इष्टतमानि बैक् यानानि भवन्ति टि वि एस् द्वारा यद् निर्मितानि तत्र बहूनि यानानि मदीय इष्टतमानि सन्ति अपि च तत्र टि वि एस् रैडर् इति एकं नूतनं बैक् आगतमस्ति द्विचक्रिका सा तु मह्यं बहु इष्टतमा वर्तते तदेव मम ड्रीं बैक् इत्यपि वक्तुं शक्नोमि एवमेव बजाज् डिस्कवर् वन् ट्वेन्टि फ़ै इति एकं यद् बैक् अस्ति तत्तु बहु इष्टं वर्तते तदेव स्वीकर्तव्यम् इति मया चिन्तितमासीत् परन्तु इदानीं तस्य प्रोडक्षन् नास्ति इत्यतः तत् मह्यं न लब्धमस्ति तस्मादहं बजाज् प्लाटिना वन् टेन् ए बि एस् इति एतावत् बैक् स्वीकृतवानस्मि तत्र प्रायः एकलक्षरूप्यकाणि तद् भवति तस्यै तस्मिन् तत् वन् टेन् सि सि बैक् वर्तते तत्र ए बि एस् अपि तत्र वर्तते एण्टि लाक् ब्रेकिङ्ग् सिस्टं अर्थात् बहु शीघ्रं यानं स्थगति तद्वर्तते चेत् अतः सद्यः मन्निकटे प्लेटिना वन् टेन् ए बि एस् वर्तते इतः प्राक् टि वि एस् विक्टर् जि एल् इति मोडेल् आसीत् म मम निकटे तत्तु प्रायः विंशतिवर्षाणि जातानि वर्तते तस्य यानस्य वयम् अतः सद्यः तत् यानं गृहेव वर्तते परन्तु आधिक्येन तत् न चालयामः वयं गृहे इतोपि मम निकटे हीरो मेस्ट्रो इति स्कूटर् एकं वर्तते तत्तु अधिकतया न चालयामः यतः तत् बहु इन्धनं खादति पिबति इत्यतः तत् आधिक्येन न चालयामः वयं तथा हि पूर्वं गृहे एकं डिस्कवर् आसीत् तत् वन् टेन् सि सि हा न एकशतं सि सि आसीत् तस्य एवम् अपाची स्वीकर्तव्यमिति कदाचित् आसीत् कदाचित् पल्सर् स्वीकर्तव्यमिति आसीत् परन्तु यानं तु स्वीकर्तव्यमेव इति आसीत् तदर्थं प्लेटिना एव सद्यः मम धनं यावदासीत् तत्र प्लेटिना एव लब्धं तदेव स्वीकृतवानहम्